सामाजिकं सांस्कृतिकं च कार्यं तव प्रदेशे कथमस्ति प्रदेशस्यास्य जनसमूहस्य व्यक्तित्वे संस्कृतिश्च अयं कार्यक्रमः कथं सहकरोतीति प्रश्नः अस्ति एवम् अत्र चिन्तयामः अयं यः प्रदेशः श्रिङ्गेरीति कथ्यमानः कन्नडभाषायां मलेनाडु इत्युच्यते मले इत्यस्य अर्थः भवति पर्वतः इति अस्मिन् प्रान्ते पर्वताः अधिकाः पर्वतबहुलः अयं प्रदेशः सर्वत्र गिरयः गिरिशिखराणि अरण्यानि दृश्यन्ते अथैव जनसङ्ख्यापि अत्र न्यूना पुनश्च अत्र परितः अभयारण्यम् इति कथ्यते यत्र जनानां वासः निषिद्धः केवलं प्राणिनां रक्षणार्थं सः प्रदेशः आरक्षितः अस्ति पर्वताः अधिकाः सन्ति अनन्तरं टैगर् प्रोजेक्ट् इति आङ्ग्लभाषया उच्यते व्याघ्राणां संरक्षणाय कश्चन प्रदेशः आरक्षणीयः इति एवं विचार्यमाणे अस्मिन् प्रदेशे जनसङ्ख्या नूना अस्ति तत्रापि विशिष्य आधुनिके काले जनाः नगरम् इच्छन्ति अतः बहवः उद्योगार्थं नगरं गतास्सन्ति क्वचित् ग्रामे तु वृद्धाः एव अधिकास्सन्ति युवानः नगरं गताः एवं स्थितौ संस्कृतभाषा अत्र कथं वर्तते कः कार्यक्रमः अत्र आयोज्यते संस्कृतभाषायाः विकासाय किं क्रियमाणमस्ति इति पश्यामश्चेत् भाग्यवशात् शृङ्गगिरिमध्ये केन्द्रीयसंस्कृतं सः विश्वविद्यालयस्य राजीवगान्धिपरिसरः इति एकः परिसरः प्रायः त्रिंशत् वर्षेभ्यः कार्यरतः अस्ति तत्र अस्य परिसरस्य स्थापने हेतुभूतास्सन्ति शृङ्गेरि जगद्गुरवः श्री श्री भारतीतीर्थमहास्वामिनः एवञ्च दक्षिणाम्नाय श्रिङ्गेरि शारदापीठम् अत्र वर्तते जगद्गुरवः शङ्कराचार्याः देशस्य चतसृषु दिक्षु चत्वारः मठान् स्थापितवन्तः आम्नायपीठम् इति तानि कथ्यन्ते तेषु प्रसिद्धः प्रमुखः वर्तते अयं प्रदेशः अयं मठः शृङ्गेरिमठः इति कथ्यते अत्र जगद्गुरूणां तपोबलात् तेषां पाण्डित्यबलात् तेषां शिष्यणां सामर्थ्यात् एकं सात्विकं वातावरणं दृश्यते जनाः सुसंस्कृतास्सन्ति सात्विकास्सन्ति परस्परं सौहार्देन सस्नेहं व्यवहरन्ति कलहः कोलाहलः अन्ये च समाजस्य स्वास्थ्यभञ्जकाः विशेषाः अत्र न दृश्यन्ते शान्तिः पूर्णं स्थानं वर्तते एतत् अतः अत्र संस्कृतभाषायाः अपि स्थानम् उत्तममेव अस्ति गुरवः सन्ति पुनश्च केन्द्रीयसंस्कृतविश्वविद्यालयस्य परिसरः वर्तते तेन अस्मिन् प्रदेशे संस्कृतसम्बद्धाः कार्यक्रमाः बहवः भवन्ति तत्र संस्कृतोत्सवः इति यः कथ्यते संस्कृतसप्ताहः इत्यपि उच्यते तस्य आचरणं बहु सम्यक् सम्यक्तया भवति एकसप्ताहपर्यन्तं सः कार्यक्रमः प्रचलति अनन्तरं संस्कृतभाषा सम्बद्धाः बहवः अन्ये कार्यक्रमाः परिसरद्वारा चाल्यन्ते मठेऽपि सद्विद्यासंस्कृतं सद्विद्या सञ्जीविनि संस्कृतपाठशाला इति काचित् प्राचीना पाठशाला वर्तते प्रायः पञ्चविंशत्यधिकशतवर्षेभ्यः सा पाटशाला कार्यं करोति तत्र वेदस्य शास्त्राणाञ्च अध्यापनं भवति तत्रापि संस्कृतभाषायाः स्थानं सम्यक्तया वर्तते इदन्तु सत्यमस्ति यत् समाजे सर्वेऽपि जनाः संस्कृतभाषया न भाषन्ते इति सत्यं सर्वे तथा भाषितुं न शक्नुवन्ति किन्तु शृङ्गेरिप्रदेशे संस्कृतभाषायाः एवं शास्त्राणाञ्च स्थितिः उत्तमा अस्ति जनाः संस्कृतेन वदामश्चेत् अवगच्छन्ति पुनश्च शारदापीठं वर्तते इति कारणेन अत्र धर्मः सुरक्षितः अस्ति धर्मस्य मूलं भवन्ति वेदाः शास्त्राणि च वेदशास्त्राणामध्ययनम् अध्यापनञ्च सुष्ठु प्रचलति इति कारणेन अत्र धर्मः सुरक्षितः पुनश्च भारतीयसंस्कृतिः अपि अत्र उत्तमरीत्या वर्तते भारतीयाः कथं सज्जनाः भवन्ति धर्मतत्पराः भवन्ति अलौकिकस्य पुण्यसम्पादनाय कथं प्रयतन्ते स्वास्थ्य स्वस्थसमाजस्य निर्माणे कथं पात्रभूतास्सन्ति सर्वमिदम् अत्र द्रष्टुं शक्यम् अतः शृङ्गगिरिसदृशाः अन्ये अपि प्रदेशः यदि भवन्ति तेन भारतराष्ट्रस्य समृद्धिरेव भविष्यति यतः जनाः यदि सात्विकं मनः परित्यज्य शास्त्राणि वेदान् च परित्यज्य अन्यत्र रथाः भवन्ति केवलं लौकिकं तात्कालिकं सुखं प्राप्तुं यत्किञ्चित् कुर्वन्ति एवं स्थितिः अन्यत्र दृश्यते श्रिङ्गगिरौ तथा नास्ति अत्रत्यं वातावरणम् अत्रत्यजनाः अत्रत्यः भूप्रदेशः एवं जनानां व्यवहारः सर्वं समीचीनमस्ति यथेच्छं वृष्टिः भवति अत्र आगुम्बे इति कश्चन प्रदेशः वर्तते समीपे कर्नाटकराज्ये एव तत्र आधिक्येन वृष्टिः भवति

यदि अग्रिमः कालः सहकरोति जनाः अस्यां दिशि प्रवर्तन्ते नूनं संस्कृतभाषा पूर्वतनकालापेक्षया विकासं प्राप्स्यति शास्त्राणाञ्च अध्ययनं विस्तृतं भविष्यति किन्तु संस्कृतज्ञानां पात्रमपि अत्र बहु मुख्यमस्ति संस्कृतज्ञाः स्वयं संस्कृतं ज्ञात्वा इतरानपि बोधयेयुः शास्त्रं ज्ञात्वा छात्रान् शास्त्राणि पाठयेयुः यतः बहुकालात् अस्माकं शास्त्राणि अध्ययन अध्यापनपरम्परया रक्षितानि सन्ति किमर्थं रक्षितानि तेषु तत्त्वं निहितमस्ति अतः तत्त्वज्ञानाय शास्त्राणि अपेक्षितानि केवलं लौकिकभोगसम्पादनाय तथा सुरक्षितं शास्त्ररत्नम् इति वयम् उपेक्षामहे तर्हि किं वावशिष्टं भवति भारतीयसंस्कृतिः भारातीयः धर्मः भारतराष्ट्रम् एतत् सर्वमपि संस्कृतभाषायाः शास्त्राणाञ्च अध्ययनेन सुरक्षितं भवति तस्मात् वयमपि संस्कृतज्ञाः अस्यां दिशि प्रवृत्ताः भवेम अध्यापयामः अध्यापनमेव भाषायाः वर्धने एकं मुख्यं कारणं संस्कृतस्य अध्यापनं कुर्मः शास्त्राणाम् अध्यापनं कुर्मः संस्कृतेन सम्भाषणं कुर्मः जनेष्वपि संस्कृतभाषायाः महत्त्वं बोधयामः संस्कृतभाषामपि बोधयामः एवं क्रियमाणे अवश्यमेव अस्य प्रदेशस्य अस्य राज्यस्य अस्य राष्ट्रस्य च विकासाय एकं मुख्यं स्थानं प्राप्तं भवति तस्यां दिशि वयं प्रवर्तामहे संस्कृतज्ञाः समाजे आदर्शरूपेण स्थित्वा गुरुस्थाने स्थित्वा अन्यान् बोधयेयुः एवमुक्त्वा अत्रैव विरमामि